अहं विरामार्थं तावत् दीपावलिसमये गृहं गच्छामि तदा पर्वणः आचरणं तु अवश्यं भवति एव तत्कारणेन तस्मिन्नेव कानिचन दिनानि गच्छन्ति पुनः यानि यावन्ति दिनानि शिष्यन्ते तावता मया अटनं बहु इष्यते इति कारणात् अहं बहुकालं यावत् अटनाधिकं सर्वं करोमि तत्रापि भिन्नभिन्नप्रदेशेषु गत्वा मया अनेके अनेकानि स्थानानि दृश्यन्ते तत्र बहुषु प्रदेशेषु इत्युक्ते तत्र कदाचित् सम्बन्धिकानां गृहं वा स्यात् अथवा सख्याः मम याः सन्ति तासां गृहं वा स्यात् तत्र सर्वं गत्वा तैः सह मिलित् सम्भाषणाधिकं सर्वं कृत्वा एवं रूपेण मया विरामसमये समयः याप्यते अपि च अहं देवालयेषु अपि गच्छामि यतः मम तत्र देवदर्शने अपि आसक्तिः वर्तते इति कारणात् यदा मम विरामः उपलभ्यते तस्मिन् काले तत्रापि अहं गत्वा आगच्छामि एवं रूपेण अहं बहुधा स अनेकेषु स्थानेषु गत्वा आगच्छामि